हरि ओम् नमस्कारः कथमस्ति भगिनी किं प्रचलति इदानीम् अद्यत्वे भवती न दृश्यते अस्तु अवश्यं दास्यामि यतोहि अहं वैद्य अस्मि खलु किमपि नि एकस्मिन् उपवासं करोतु लङ्घनं परम् औषधम् इत्युक्तं खलु आयुर्वेदे तर्हि उपवासं करोतु उपवासं करोति चेत् न अन्यत् जलं पिबतु जलं निम्बुकं निम्बुकं तत्र पातयित्वा तस्मिन् अन्यत् मधु मधु पातयित्वा पिबत आदिवसम् एकम् उपवासं करोतु उपवासं कृत्वा जलं पिबतु

होरा होराद्वयं त्यक्त्वा अन्यत् पञ्च वा षड्वारं पिबतु एवं किञ्चित् उष्णं जलं तस्मिन् पिबतु औषधं मास्तु भोः आयुर्वेदेन अस्माकं ईश्वरः वृक्षाः सन्ति खलु आयुर्वेदं करोतु एवं गुलिकाः सम्यक् न भवन्ति एतत् सम्यक् भवति चेत् अन्यत् किमपि आगच्छति अतः अस्तु आ कषायं किं भवति इत्युक्ते तत्र पारिजातं वा अन्यत् गिलोय् इति वदन्ति खलु गीलोय् अन्यत् ये एतत् सर्वं पिबतु सम्यक् भवति परन्तु इदानीं तु उदरवेदना खलु ज्वरः नास्ति खलु तर्हि उदरवेदनार्थं उपवासं करोतु जलं पिबतु तावदेव पर्याप्तम् अस्तु इतोपि किम् एकदिन एक एकदिनं करोतु भो एकं दिनं करोतु सम्यक् भविष्यति न भवति चेत् दिनद्वयं भवेत् करोतु

आम् आम् उदरवेदना इदानीम् आगतम् तत् सप्ताहे वा पञ्चदशदिने वा यदा कदापि उपवासङ्कर्तव्यम् एव तेन अस्माकं शरीरं सम्यक् भवति रोगाः नागच्छन्ति यतोहि अस्माकं शरीरस्य मूलं तु उदर उदर उदरमेव उदरमेव भवति उदरं सम्यक् भवति चेत् रोगाः नागच्छन्ति अस्तु आ तर्हि उदरं प्रातः काले उत्थाय जलं पातव्यम् अवश्यम् तत् इदानीम् तु उदरवेदना अस्ति अतः सामान्यं पिबतु उदरवेदना अस्ति अतः मधु निम्बुकम् इत्यादिकं स्थापयित्वा पिबतु नो चेत् तथा यत्किमपि न भवति सम्यक् भवति तत् उष्णं जलं किञ्चित् उष्णं जलं प्रातः काले पिबतु सम्यक् भव् आयुर्वेदे तु केचन वदन्ति बहु उष्णं यथा चायं पिबन्ति तथा पातव्यं तेन सम्यक् भवति इति केचन वदन्ति न किञ्चित् गो

अस्तु अस्तु